गायनं सर्वदा भावप्रधानम् एव भवति वयं भक्तिगीतं वा वचनं वा कीर्तनं वा अभङ्ग् वा यत्किमपि गायामः भावम् अत्यन्त अवश्यकम् भावार्थपूर्णगानस्य आनन्दं ये अनुभवन्ति ते सुखं स्वर्गसुखम् एव अनुभवन्ति रागं तालश्च यत्र वर्तते तत्र भावस्य उपस्थितिः अति अवश्यकम् अहम् अपि गायिका अस्मि अतः अहं भावाभिव्यञ्जनम् अवश्यं करोमि गायकाः सर्वदा ध्वनेः पालनार्थम् अवधानं दातव्यं ध्वनिपालनार्थं सर्वदा उष्णजलं पातव्यं शीतपदार्थानां त्यागः तु आवश्यकम् एव कटु अथवा आम्लपदार्थानां सेवनमपि यदा कदापि भवति चेत् उत्तमम् तदा वयं ध्वनि उत्तमरीत्या रक्षयितुं शक्नुमः अहमपि एतत् सर्वं सर्वदा करोमि आनन्तरं ध्वनेः सुस्थितिनिमित्तं प्रतिदिनं सङ्गीताभ्यासः करणीयः भवति एतत् सर्वं यदा कुर्मः तदा ध्वनिः सर्वदा सुश्राव्यः एव भवति